अहं तु प्रतिदिनं प्र प्रारम्भतः तु अहम् अस्माकं दिनस्य आरम्भं करिष्यामि अष्टाध्यायी इति आप् अस्ति तेषाम् उपयोगं कृत्वा अहम् अष्टाध्याय्याः कण्ठस्थीकरणं मम पत्न्या सह कण्ठस्थीकरणस्य अभ्यासं अभ्यासं करोमि तदनन्तरं तु अपरम् आप्प् अस्ति किमस्ति ववर्ल्ड् वैड् वेब् इति तेषाम् उपयोगं कृत्वा अपि अहं डिक्षनरी यद् यद् तत्तु ड पदकोशः इति तेषाम् उ उपयोगं कृत्वा अपि अहम् अत्यन्तं लाभदायकं भवतीति तदनन्तरं तु गूगल् माप्स् एवम् अस्माकं गृहसमूहस्य गृहसमूहस्य आप् अस्ति नैबर्हुड् इति एतदपि तदनन्तरम् अन्यत् अस्ति मै गेट् इति एवमेव ब बहूनि अत्र आप् विशेषाः सन्ति तेषाम् उपयोगम् अहं करिष्यामि तदनन्तरं बालानां प्रति अपि अहं आप् उपयोगं करिष्यामि तदनन्तरं यूट्यूब् अहम् उक्तवान् मम यूट्यूब् चानल् अस्ति आनन्दो ब्रह्म संस्कृतम् इति तेषां प्रति उपयोगार्थं यूट्यूब् आप् अपि अस्ति तेषाम् उपयोगम् अपि सर्वेषां करोमि तदनन्तरं केन्वा इति तद् अनन्तरमस्ति डिसैन् कर्तुं त तस्य अप्प्लिकेशन् अपि अहम् आप् एव उपयोगं कृत्वा यदा प्रे प्रे प्रयाणं करिष्यामि लोकयानेन रैल्यानेन विमानयानेन यदा कदापि प्रयाणसमयेपि अहं निर्माणं कर्तुं शक्नोमि अतः एव तेषाम् उपयोगम् अपि अधिकतया यूट्यूब् एवं केन्वा अधिकतया उपयोगं करिष्यामि ब बहु समीचीनं भवति उपयोगकरं भवति धन्यवादाः